मम प्रदेशे प्राधान्येन जनाः जीविकार्थं कृषिकार्यं कुर्वन्ति तत्र बहवः नाम बहूनि कृषिक्षेत्राणि वर्तन्ते यतोहि मम ग्रामे एका नदी प्रवहति सः नद्याः तीरे बहूनि कृषिक्षेत्राणि निर्मितानि वर्तन्ते तत्र कृषिक्षेत्रेषु सर्वेऽपि कृषिकार्यम् एव कुर्वन्ति ततः मम ग्रामे कृषिक्षेत्रेषु कृषिकाः गत्वा कृषिकार्यं कुर्वन्ति तत्र तावत् विशिष्य कृषिक्षेत्रेषु कृषिकरणेन तण्डुलानाम् उत्पत्तिः एव आधिक्येन क्रियते तदनन्तरं शाकान् उत्पाद्यन्ते तत्र तानि एव शाकानि अस्माकं ग्रामेषु एव आगत्य तत्र विक्रयणं कुर्वन्ति तत्र यन्त्रशालाः अपि सन्ति नाम मोटर् इत्यादिकं तत्र यन्त्रनिर्माणं इत्येवं रीत्या फेक्टरी इत्येवमपि सर्वं वर्तते तत्र विशिष्य यत् ट्रेक्टर् इत्येवं वर्तते तत्र नाम यन्त्रस्य अपेक्षा भवति कृषिकार्ये तादृशस्य यन्त्रस्य निर्माणमपि अत्र अस्माकं ग्रामे ग्रामस्य परिसरे एव क्वचित्दूरे क्रियते तत्रापि शाला निर्मा निर्माणशाला वर्तते इति विशेषः